संस्कृतस्य प्रभावः कुत्र नास्ति इति मम ममापि जिज्ञासा वर्तते किन्तु संस्कृतस्य प्रभावः सर्वत्र वर्तते तर्हि अस्मिन् प्रश्नस्य उत्तरम् यद् अस्ति भारतस्य सं राष्ट्रियभाषायाम् संस्कृतस्य प्रभावः अस्ति एव सर्वाः भाषाः संस्कृतादेव आगताः इति अस्माभिः श्रुतम् वर्तते एतद् प्रमाणि अपि अस्ति यद् संस्कृतमेव विश्वस्य प्राचीनतमा भाषा अस्ति पुनः हिन्दी अपि संस्कृतस्य रूपान्तरणम् एव अस्ति संस्कृतस्य यद् अपभ्रंशरूपं वर्तते तद् एव हिन्दी अस्ति हिन्दी अस्माकं राष्ट्रिय भाषा इति अस्ति अस्माभिः श्रुतम्